आं मया स्वस्य छायाचित्रस्य सार्वजनिकं प्रदर्शनं कृतं तत्करणे मम अनुभवं सम्यक् आसीत् यतो हि अहं प्रेच्छनीयस्थलानां चित्रानि स्वीकृत्य सामाजिकमाध्यमे स्थापितवती तेषु चित्रेषु जनाः अतीवस्नेहं प्रदर्शितवन्तः बहवः जनाः चित्रेषु लैक् कोमेण्ट् अपि कृतवन्तः इतोऽपि केचन सेर् अपि कृतवन्तः जनाः तेषां स्थानानां विषये सामाजिकरूपेण व्यक्तिगतरूपेण अपि पृष्टवन्तः अतः अस्मिन् सन्दर्भे मम अनुभवः अतीवसमीचीनम् इति मया अनुभूयते